हा नमस्ते महोदय अहं राकेशः वदामि हा हा हा अहं तु पश्चिमवङ्गतः ग्रामः कामल् पुरायम् इति आं मम एका समस्या वर्तते यत्किमपि करोमि तद् नष्टमेव भवति मा मत् कृते तत् सर्वदा असम्यगेव भवति ततः सर्वदा दुःखमेव जायते सर्वदा क्रन्दामि इति तर्हि कथं ततः निर्गच्छामि आमामां न न अहं तु अधुना आचार्यकक्षायां पठामि

कथं नाम यत्किमपि करोमि तत् मम कृते दुःखमेव जनयति

आम् आम्

प्राणायामाः तद् अत्र तु बहवः प्राणायामाः सन्ति ते

आम् आं तत् छात्रजीवने तु टेन्सन् तु भवति एव तत्तु सर्वैः ज्ञायते

आम्

आम् हा तद् म मम सर्वदा दुःखं जायते तद् वा तस्मात् केनचित् साकं मिलनस्य इच्छा न भवति

एवम् हा अस्तु किमपि औषधं स्वीकर्तव्यं वा अस्तु अस्तु महोदय पुनर्मिलामः धन्यवादः